मम स्कूड्रैवर् इत्यस्य महान् अपेक्षा आसीत् यथा अहं शीघ्रम् इच्छा आसीत् मम तद्वदेव शीघ्रमेव अहं प्राप्तवान् यस्मिन् वर्णे इच्छा आसीत् सैव वर्णः तस्मिन्नेव वर्णे तत् स्क्रूड्रैवर् अहं प्राप्तवान् एवं च सैज़् आकारः परिमाणः एवं तस्य गुण गुणवत्ता इत्यादिविषये सर्वत्रापि यथा दर्शितं तद्वदेव तैः प्रेषितम् एवं च समयेनापि अहं प्राप्तवान् एवम् अल्पेन एव धनेन प्राप्तवान् इति महत् सन्तोषस्य विषयः